अत्र अहं राजस्थानप्रदेशे अस्मि अत्र महिलानां शिक्षणव्यवस्था अपि समीचीना वर्तते यतोहि सहशिक्षाव्यवस्था अत्र प्रचलति सर्व् सर्वकारीयशिक्षणव्यवस्था वा सर्वकारीयविद्यालयाः ये सन्ति महाविद्यालयाः ये सन्ति तत्र बालकाः बालिकाः वा सम्मिल्य पठन्ति अतः महिलानां शिक्षणव्यवस्था अपि समीचीना वर्तते अनन्तरं तेषाम् उद्योगस्य कृते अपि चिन्ता नास्ति यतोहि बहवः विद्यालयाः सन्ति तत्र उद्योगः कथं करणीयं वा हत्खर्गा इत्यादि वा अन्य लघुलघुकार्याणि तेषां ते तस्य ज्ञानं ददति अतः महिलाः अपि अत्र उद्योगं कुर्वन्ति ह्यः एव अहम् एकत्र ग एकं स्थानं गत्वा दृष्टवान् यत् तत्र सोलर् प्लाण्ट् वर्तते तत्र ग्रामस्य महिलाः तत्र कार्यं कुर्वन्ति यतोहि सोलर् प्लाण्ट् इत्यस्य कृते यत् बेट्री व्यवस्था वर्तते तस्य संयोजनम् कथं करणीयं तर्हि प्रथमं तु सर्वेष् सर्वासां महिलानां प्रशिक्षणं ददति पुनः सा ताः महिलाः तत्र कार्यं कुर्वन्ति अतः महिलानामपि उद्योगे बहु व्यवस्था अत्र वर्तते अन्येपि उद्योगाः सन्ति यथा अत्र वस्त्रव्यापारमपि वर्तते तत्र हत्कर्घा वर्तते मुद्रण् वस्त्रेषु मुद्राणमपि वर्तते ते अत् तथा बहूनि कार्याणि अत्र सन्ति ते कर्तुम् आनन्देन कार्यं कुर्वन्ति ते ताः